अहं मम जीविकायां तन्त्रं तन्त्रं तन्त्रज्ञानं तन्त्रज्ञानरीत्या कार्यं करोमि मम शिक्षणमपि तन्त्रज्ञाने एव प्राप्तमस्ति अहम् उन्नतशिक्षनं शिक्षणार्थम् अमेरिकादेशं गतवती तत्र तत्र इदानीं सेमि कण्डक्टर् क्षेत्रे नानो फ़्याब्रिकेशन् क्षेत्रे तत्र मम शिक्षणं तत्र शिक्षणविधौ अनुभवम् अपि प्राप्तमस्ति अतः तद् अधिकृत्य अहम् इदं तत्र समी कण्डक्टर् निर्माणे ये संस्थाः सक्रियाः सन्ति तस्याः तस्याः तस्याः तस्यां संस्थायाम् अहं कार्यं कुर्वती अस्मि